मम बाल्ये अव अविस्मरणीया घटना नाम एकः दुःखघटना वर्तते किमिति नाम अहं सप्तमकक्ष्यायां यदा पठन् आसन् मम पिता कार्यक्रमार्थं गतवन्तः अहं शालायां सप्तमकक्ष्यायां पठन् आसन् मह्यं बहु दन्तवेदना वर्तते यथा यदा गृहमागतवान् तदानीं मातरं सूचितवान् एवं मम क्लेशः वर्तते इति सा मां हास्पटल् नीतवती वयं हास् आवां वा हास्पटल् द्व इति गच्छन्तौ स्तः तदानीं किञ्चित् कालोत्तरं पितरः कार्यक्रमार्थं गन्तव्यमिति तेपि गृहात् प्रस्थानं कृतवन्तः वयं गतवन्तः अहं माता वैद्यालयं गत्वा तत्र दन्तः दन्तस्य डेन्टिश्ट् निकटे गत्वा तत्र तेषां कृते चेकप् कारितवन्तः तदानीं ते उक्तवन्तः भवता दन्ते किञ्चित् क्लेशः वर्तते इति उक्त्वा तत्र समि सम्यक् कृतवन्तः औषधादिकं दृष्टवान् दत्तवन्तः अनन्तरं पितरं प्रति काळ् कृत्वा सूचयितुं काल् कृतवन्तः ते नैव उत्थापितवन्तः द्विवारं त्रिवारम् अनन्तरं माता अपि कृतवती तदानीं तेपि बिज़ि आगतम् अनन्तरं किञ्चित् कालोत्तरं मातुलः काल् कृत्वा पितरः कृते एक्षिडेण्ट् जातम् अत्र सन्ति गच्छन्तु इति अहं माता बहु दुःखेन भीत्या तत्र गतवन्तः तदानीं देवस्य रूपेण एकः आगत्य तान् ततः विमोचनं कृत्वा हास्पटल् नीतवान् वयमपि तत्रत्य हास्पटल् नयन्नासीत् तदानीम् अहं माता दृष्टवन्तौ तत्र साक्षात् धावित्वा गत्वा ततः पितरं स्वीकृत्य हास्पटल् गतवन्तः तत्र चिकित्सां कृत्वा सम्यक्तया गृ गृहम् आगतवन्तः अनन्तरं मासत्रयोत्तरं पिता सम्यक्तया जातः इदं मम जीवने विशिष्टा अविस्मरणीया घटना घटना वर्तते